गृहीयकार्यार्थं मया मुद्गरः प्रार्थितः आसीत् किन्तु भवद्भिः प्रेषितः मुद्गरः अत्यन्तं दीर्घः वर्तते कार्यानुकुलः नास्ति इति अहं वक्तुम् इच्छामि विशेषण एषः मुद्गरः धनिष्ठः अपि च विभिन्नेषु कार्येषु अनानुकूल्यं जनयति अत्र तावता अनेन मुद्गरेन यद् कार्यं सम्पादनीयं तद् सर्वं कार्यम् एतावता तथैव अवशिष्टम् अपूर्णञ्च वर्तते